मम प्रदेशः बिहारप्रदेशः वर्तते अस्मिन् प्रदेशे एव भगवती सीता समुत्पन्ना अथ च भगवतः रामस्य विवाहः सीतया साकं जातः अतः मम प्रदेशे मनोरञ्जनार्थं रामलीला सम्यक्तया अनुष्ठीयते अथ च वृद्धानां मनोरञ्जनार्थम् आध्यात्मिकविकासार्थञ्च भागवत्कथापि इदानीं प्रचलन्ती वर्तते अथ च एल् बालकाः भवन्ति तेषां बालकानां मनोरञ्जनार्थम् अस्माभिः क्रीडायाः आयोजनं क्रियते तत्र क्रिकेट् भवति फुट्बाल् भवति कबड्डि भवति अनेकाः क्रीडाः आयोज्यन्ते अस्माकं प्रदेशे